मम प्रदेशे विनायकस्य उत्सवं वयं सम्यक्तया आचरामः कथं भवति इत्युक्ते प्रातः आरभ्य वयं सर्वेऽपि आम्र पर्णानि स्वीकृत्य गृहस्य अलङ्करणं कुर्मः अनन्तरम् विघ्नेश्वरस्य पूजां निमित्तं सर्वाणि वस्तूनि अपि सम्यक्तया संस्थाप्य वयं पूजायां सर्वेऽपि उपविशामः अर्चकः आगच्छति सम्यक्तया पूजां कारयति एवं पुनः कथामपि श्रावयति अनेन अनन्तरं पूजाया पूजायाः यदा समाप्तं भवति अनन्तरं वयं सर्वेऽपि सन्तोषेण बन्धुभिः सह भोजनं कृत्वा रात्रौ अपि कुत्र कुत्र पूजा प्रचलति तत्र तत्र गच्छामः अस् अस्माकं नगरे तु कथं भवति इत्युक्ते सर्वत्र गणेशमूर्तयः भवन्ति लघु लघु मूर्तयः बृहत् बृहत् वर्णरञ्जितम् भिन्नं भिन्नमपि बहु बहु सम्यक्तया भवन्ति तानि सर्वाणि दृष्ट्वा वयं पुनः गृहं प्रति आगच्छामः